अहं ब्राह्मणः अस्मि मम धर्मे आचारविषये एवम् आहारनियमविषये एवं शुद्धः कथं शुद्धतया भाव्यम् इति विषये बहु उक्तम् अस्ति तत्र आहा आचारविषये प्रतिनित्यं प्रातःकाले उत्थाय स्नानं कृत्वा एव देवस्य नमस्कारः करणीयः इति अस्ति एवम् अनुष्ठानादिकं सर्वमपि प्रातःकाले सम्यक् स्नात्वा एव करणीयम् इति अस्ति कथं स्नानं करणीयम् इत्यपि अस्ति ब्रह्मचारिणः शिरस्नानं प्रति नित्यं करणीयम् इति न परन्तु ये गृहस्ताश्रमे वर्तन्ते तेषां तै तैः प्रतिनित्यम् शिरस्नानं करणीयमिति एव अस्माकं धर्मे उक्तमस्ति एवं ये एवं तैलस्नानमपि करणीयमिति अस्ति शनिवासरे एवं बुधवासरे च तै तैलस्नानं करणीयमिति वर्तते एवम् आहारनियमविषये केषां हस्ते भोक्त्व्यमिति अस्ति केषां केषां हस्ते भोक्त्व्यमस्ति इति रास्ते न भोक्त्व्यम् अर्थात् मा स्वमातुः हस्तात् एवं स्वपत्न्याः हस्तात् एवं स्वगुरु गुरोः पत्न्याः अ हस्तात् स्वशिष्यस्य हस्तात् च भोक्तुं शक्यते इति उक्तमस्ति एवं स्व अनुजायाः हस्तात् भोक्तुं शक्यते इति उक्तमस्ति एवं तत्र शौच किमर्थमेव उक्तमस्ति इति कारणात् आधुनिक आधुनिककाले बहिः सर्वत्र तु भोजनं कथं भवति इति अपि वक्तुं न शक्नुमः अतः तत्र भोक्तुम् एवं तत्र सु शौचविषये कथं भवति इति अपि वक्तुं न शक्नुमः एवम् अत् तत् मानसिकविषये कथं भोजनस्य विषयः वर्तते इति तत्र अस् मम धर्मे उक्तमस्ति कथम् इत्युक्ते यदि पलाण्डुमिश्रणं खादनं कुर्मः चेत् अस्माकं मनसि रजोगुणः आयाति इति उक्तमस्ति यद्यपि पलाण्डुः अस्माकं रक्तः देह देहे रक्तस्य शुद्धतां करोति परन्तु एवं गुण एवं रजोगुणस्य वर्धनं भवति इति कारणात् अत्र पलाण्डुमिश्रितं भोजनं न भक् करणीयम् इत्यपि अस्ति एव एवम् शुद्धतया किमर्थं प्रतिनित्यं स्नानं करणीयमित्युक्ते अस् शिरस्नानं करणीयमित्युक्ते अस्माकं शरीरे यद् उष्णा उष्णांशाः शीतांशाः भवन्ति तेषां सम्यक् तुलना भवेत् इति कारणात् तत्र प्रतिनित्यं वक्तव्यं शिरस्नानं करणीयम् इति अस्ति एवं पालनार्थम् अपि किञ्चिद् क्लिष्टं भवति चेदपि आधुनिक लौकिक अनुसारेण अलौकिकविषयानुसारेण भवति चेदपि परन् परन्त्वपि तत्र पाल यदि पालयामश्चेत् अस्माकं शरीरं मानसिकं च सम्यक् भवति इति म् मम अभिप्रायः